विज्ञापनम् इत्युक्ते जनैः उत्पादितवस्तुनः लोकप्रियकरणार्थं तथा च तस्यावश्यकतां जनान् बोधनार्थं विज्ञापनं कार्यं करोति जनाः विभिन्नैः उपायैः विज्ञापनस्य विषये ज्ञातुं शक्नुवन्ति उपायाः यथा पत्रिकामाध्यमेन विज्ञापनं दूरदर्शनमाध्यमेन विज्ञापनं वेतारमाध्यमेन विज्ञापनं वेबसैट्माध्यमेन विज्ञापनं मुखपुस्तिकामाध्यमेन विज्ञापनं एकस्य विज्ञापनस्य नाम अस्ति रक्षकहेल्मेट् एतत् विज्ञापनं मम उपरि अधिकं प्रभावं जनयति कारणं एतत् धृत्वा जनाः मार्गे चलन्ति चेत् सुरक्षिताः भवन्ति एतत् विज्ञापनं जनानां मनसि सृजनात्मकं चिन्तनं जनयति